चारणार्थम् अहं तु लघु लघु पर्वतान् क्षेत्राणि वा वनप्रदेशान् वा द्रष्टुमिच्छामि तत्र आरोहणं कर्तुम् इच्छामि अहम् एकवारम् अत्र हैद्रबाद् नगरे समीपे लघुपर्वतस्रेणी सन्ति तत्र गतवान् सम्यक् रोचते तद् आरोहणम् अवरोहणम् अन्येभ्यः जनेभ्यः कु सकाशात् सूर्यास्तमनसमये छायाग्रहणं स्वीकरणीयं छायाचित्राणि प्रशान्तवातावर्नमस्ति उन्नतप्रदेशे सम्यक् अभवत् सम्यक् अनुभवं कृतवान् तत् अनन्तरमस्ति नदीतटेषु नदीतटेषु व्यव् विहरणम् अहं मह्यं बहुधा रोचते यदा जलं निस्सरन् अस्ति सायङ्काले वा प्रातःकाले वा तत्र तटे उपविश्य केन पुस्तकं पठितुं वा नैसर्गिकप्रदेशं दृष्ट्वा वृक्षाणि फलानि सस्यानि मनोहराणि प्रदेशानि दृष्ट्वा समयं यापयितुम् इच्छामि